हरिः ओम् भवती का अहं वैद्यः नास्मि अहम् अनुवैद्यः अस्मि भवती का एवं वा इदानीम् चिन्ता मास्तु अहं जानामि किं क करोति करोमीति भवती इदानीं भवत्याः हृदयवेदना कति समयात् पूर्वम् आरब्धा आरब्धा द्विघण्टात् पूर्वं वा आम् अस्तु अद्य प्रभाते किं खादितवती बाष्पापूपम् अहं चिन्तयामि तदेव कारणं बाष्पापूपं सम्यक् दहति तद् कारणेन अपि हृदयवेदना आगमिष्यति एकदिनात् पूर्वमपि अस्ति वा नो चेत् अद्य आरब्धा आम् अद्य अपि अस्ति वा आ ह्यः ह्यः किं खादितवती एवं वा पूर्वं किमपि स्वास्थ्यं सम्यगस्ति खलु किमभवत् एवं वा तर्हि किमर्थं भवति परोठा खादितवती लघुभक्षणं किमपि दोशा वा दोशा वा य वा कुहु वा अन् हा तदेव किमपि लघुभक्षणं खादितवती चेत् बहिः अस्ति वा गृहस्य एवं वा परोटाया परोटायाः सह किं खादितवती किमपि कुक्कुटमांसं किमपि खादितवती वा हा किं हाट्स् हाट्सर्वं भक्षणसारं कुत्र खादितवती आं चिन्ता मास्तु अद्य वैद्यः नास्ति भवती एकं कार्यं करोतु श्वः वा इतोऽपि बहु वेदना अस्ति चेद् अद्य रात्रौ रात्रौ अत्र आगच्छतु नास्ति चेत् श्वः वा परश्वः वा प्रभाते दशवादनतः चतुर्वादनपर्यन्तम् अत्र वैद्यः अस्ति आम् तत्समये अत्र आगच्छन्ति इदानीम् इदानीं भवती इ किमपि औषधं स्वीकरोतु अत्र फ़ार्मसिमध्ये गत्वा गेस् ट्रबल् इति ओ ओमि इत्येकम् औषधमस्ति आ तद् ओमी स्वीकरोतु एकं भोजनस्य भोजनानन्तरं वा आ भोजनानन्तरम् ओमि एकम् ओमि स्वीकरोतु तत्समये भवत्याः हृदयात् गेस् सर्वम् गतम्